अहं आन्लैन् द्वारा शू आनीतवान् स्वीकृतवान् यदा आर्डर् कृतं झटिति एव ते प्रेषितवन्तः अतः महान् उपयोगः जातः अपि च यदा पादरक्षां अहं धृतवान् तदा कश्चन आनन्दः अनुभूतः तत्र सैज़् इत्यादिकं समीचिनम् आसीत् अतः पादरक्षा या स्वीकृता आन्लैन् द्वारा तत् योग्या अनन्तरं विश्वासार्हा च वर्तते